सामान्यतः मत्परितः परिदृश्यमानं तन्त्रज्ञानम् ईदृशं वर्तते तत्र न दूरवाणी गणकयन्त्रम् इदं तु बहु उपयोगाय विद्यमानम् यन्त्रम् अहं एतेन इदानीं अहं बेङ्गळूर् नगरे वसामि मम मूलग्रामो वर्तते कौडिगिरे प्रदेशे यल्लापुर क्षेत्रे तत्र यदि मया भाषणीयं यदि पत्रं प्रेषणीयम् आसीत् महान् कालः ततः उत्तरम् आगन्तुं मया प्रेषणीयं परन्तु इदानीं दूरवाणी वर्तते इति कृत्वा ए विशिष्य वाट्सप् इत्यादि माध्यमम् अस्ति कृत्वा अस्ति इति कृत्वा इदानीम् अहम् अत्रैव उपविश्य यदापेक्षितं तदानीं वीडियो काल् कृत्वा सम्भाषणं घटयितुं शक्नोमि इत्येव अयं महान् मोदस्य विषयः एतेन मम जीवनं कियत् सरलं जातम् इति शोधारः स्वयमेव तत्र ज्ञास्यन्ति मया किम् अधिकं वक्तव्यं एवमेव गणकयन्त्रमपि महत् कार्यम् अत्यन्तं सुलभेन सम्पादयति